त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य डिसेम्बर् मासस्य चतुर्दशदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य डिसेम्बर् मासस्य पञ्चविंशतिदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य दि डिसेम्बर् मासस्य विंशतिदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य डिसम्बर् मासस्य पञ्चदशदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य डिसम्बर् मासस्य सप्तदशदिनाङ्कः